यद्यपि जनाः स्वकौशलविषये बहुधा अनभिज्ञः भवति आत्मीयं कौशलं ज्ञातुं अल्पीयसामेव जनानाम् सामर्थ्यं भवति तथापि मम आचार्याः मम सन्निहिताः जनाः कदाचित् कथयन्ति यदहं साहित्यशास्त्रस्य विषयं बालानपि सौकर्येण बोधयितुं शक्नोमीति मम काचित् शक्तीव अस्ति इति ते कथयन्ति मम तु तथा कौशलम् अस्ति इति भावना नास्ति एव अहम् एतदेव चिन्तयामि यत् मम गुरुणा मयि यत् उपन्यस्तं ज्ञानं तत् ज्ञानम् अहम् अग्रे साहित्यशास्त्रजिज्ञासुभ्यः कथं प्रसारयेयम् इति एव मम भावना भवति अतः अहम् इमाम् एव मम प्रसारिणीं शक्तिं वर्धयितुम् इच्छामि तावति इच्छामि